रामायणं महाभारतं मम बाल्यकाले एव मया श्रुतम् अस्ति स्यात् केचन वदेयुः प्रायः केनापि न स्मर्यते कदा रामायणमहाभारतविषये ज्ञातमिति इति वदेयुः केचन किन्तु अहं मम बाल्यकालं सम्यक् स्मरामि किमर्थम् इति चेत् अहं मम बाल्यकालीनम् अध्ययनं प्रबोधिनीगुरुकुले कृतवान् तत्र अस्माकम् आचार्याः नित्यं रात्रौ कथां श्रावयन्ति स्म तत्र रामायणस्य महाभारतस्य उपकथाः आदाय कथानिर्वचनं कुर्वन्ति स्म तत् श्रुत्वा श्रुत्वा बाल्यकालादेव रामायणे महाभारते आसक्तिः क्रमेण वर्धिता तत्रापि श्रीरामस्य हनुमतः लक्ष्मणस्य विभीषणस्य एतेषां चारित्र्यं बहु इष्टदायकमस्ति महाभारतेपि युधिष्ठिरः भीमः अर्जुनः नकुलसहदेवौ श्रीकृष्णः तेषां सर्वेषामपि पात्राणि मया बाल्यकालादेव बहु इष्टानि तेन समं मध्ये मध्ये अवान्तरकथाः अपि स्मर्यते यथा उपमन्योः उद्दालकस्य धौम्यमहर्षेः अन्येषामन्येषां महर्षीणाम् शिवस्य विष्णोः सर्वाः अपि कथाः रामायणमहाभारतयोः मध्येव आगच्छन्ति इति कृत्वा अहं तत् कदा श्रुतवान् इति बहु स्फुटरूपेण स्मर्तुं शक्नोमि इत्येव अहं चिन्तयामि